देवतामूर्तिनिर्माणसमये वर्तते काचित् पद्धतिः तत्र आदौ भवति पाषाणखण्डः सः कः स्यात् इति विषये चिन्तनं तत्र पुरुषपाषाणखण्डः एव पुरुषदेवता नुगुणं भवति स्त्रीपाषाणखण्डः महिलादेवतानां कृते विहितः वर्तते तेनैव मूर्तिनिर्माणं कर्तव्यं न तु अन्यत् केचन तदुपरान्तं सः पाषाणखण्डः कदा आनेतव्यः कुत्र नेतव्यः इत्यस्मिन् विषये अपि चिन्तनं कर्तव्यं तदनुसारमेव अनुष्ठानं कर्तव्यं तदुपरान्तं आम् तस्य मूर्तेः आकलनं वा आकृतिनिर्माणं काचित् क्रियते तदुपरान्तं तस्य जलनिवासः भवति धान्यनिवासाश्च भवन्ति तदनन्तरम् एव मूर्तेः नेत्रनिर्माणं कर्तुं शक्यते तद् पूर्वं ने नेत्रनिर्माणं नैव कर्तुं शक्यते नेत्रनिर्माणानन्तरम् एव प्राणप्रतिष्ठा कर्तव्या इयं वर्तते काचित् सामान्यपद्धतिः देशानुगुणं वा शास्त्रानुगुणम् अवश्यं भिद्यते च